अहं बसवनगुडि गन्तुं भाटकयानम् आहूतवान् आसम् अपि च अग्रिमधनरूपेण पञ्चाशदधिकद्विशतं रूप्यकाणि यावत् अहं पूरितवान् आसम् परन्तु अधुना अहं तत् प्रयाणमहं निरस्तं करोमि यतोहि चालकः महान् कालं महन्तं कालं स्वीकुर्वन् अस्ति अतः तत् निरस्तीकृत्य मया अग्रिमरूपेण अग्रिमधनं यद्दत्तं तत् कृपया पञ्चाशदधिकद्विशतं रूप्यकाणि प्रतिददातु धन्यवादः